अहं मम भारतदेशात् बहिः बहिः यात्रां गतवती बहूनि देशानि गतवती तत्र या तत्र सौन्द देब बहिः देशात् देशस्य सौन्दर्यं दृष्ट्वा ब बहु सन्तोषम् अनुब अनुबविश् अनुभवति अनन्तरं शुद्धं स्वच्छमपि तत्र पालयामः तदपि मया रोचते तदनन्तरम् तदनन्तरं म मया ट्रावेलिङ् कर्तुं बहु बहु रोच रोचते तदा तद् त तत् तदनन्त तदेव अहं यात्रां बहु बहूनि क क बहूनि करोमि